काष्ठक्रीडनं क्रि क्रीडकं क्रि क्रीडनकैः सह मम यत् अनुभवम् अनुभवमस्ति तद् वदामि काष्ठाः क्रि क्रि क्रीडनकानि मह्यं रोचते प्लास्टिक् अपेक्षया काष्ठम् उपयुज्यनीयम् इति मम मतम् हस्तकला शिल्पकला आपणेषु यत् काष्ठक्रीडनकानि प्राप्यन्ते ते तानि उत्तमानि काष्ठक्रीडनकेषु भिन्न भिन्न भिन्नवर्णीयक्रीडनकानि उपलभ्यन्ते बालानां कृते तीक्ष्णकोणाः मा भवन्तु इति अपेक्षा अस्ति अतः तादृशानि मृदुकोणयुक्तानि युक्तानि क्रीडनकानि भवन्ति इतोपि एतादृशं क्रीडनकं क्रीडनकानि निर्मा निर्मीतव्यानि निर्मीतव्यानि इति मम आशा